पत्रिकासु समसामयिकविषयः यत्र भवेत् तत्र रुचिः आवश्यकी अस्ति यतोहि इदानीं लोके किं चलति तद् ज्ञातव्यम् आवश्यकं भवति यतोहि किं अस्माभिः कर्तव्यं राष्ट्रस्य कृते समाजस्य कृते तद् अस् ज्ञानम् आवश्यकं भवति अतः एकत्र स्थित्वापि पत्रिकामाध्यमेन तद् ज्ञातुं शक्यते काचिद् नूतना यदि वार्ता अस्माभिर्ज्ञायते चेत् तदा सा वार्ता अन्येभ्यः जनेभ्यः प्रसारणीया येन अन्येऽपि जनाः वार्तायाः सल् लग्नाः भवेयुः अन्यैरपि जनैः सा वार्ता ज्ञातव्या यदि वार्ता ज्ञानमयी भ भवति उपलोकोपयोगिनी भवति तदा तस्याः ज्ञानं सर्वेभ्यः भवेत् येन समाजस्य विकासः आगच्छेत् एवं जनेषु चेतना नूतना काचिद् आगच्छेत् इति